मया कदापि सामाजिकानि अथवा राजनैतिकानि वस्तूनि न समावेशितानि किन्तु मया बहुषु स्थानेषु दृष्टमस्ति यदि बेलूरुनग बेलूरुनगरं गच्छामः तत्र चन्नकेशवः देवालयः वर्तते तस्मिन् देवालये कथं शिल्पम् शिल्पानि स्वीकृत्य कथं तत्र कलाकृतिः कृता इति अस्माभिः द्रष्टुं शक्यते बहु स्य समीचीनतया सम्यक् कृतमस्ति एवञ्च तत्रैव हलेबीडु इति नगरं गच्छामः तत्रापि शिल्पं कथं कर्तव्यम् इति अस्माभिः द्रष्टुं शक्यते यद्यपि अधुना इदानीमपि कुर्वन्ति तथापि पुरातनेषु कथं पुरातनकाले कथं तद् शिल्पकलां कुर्वन्तः सन् इदानीं कथं कुर्वन्ति इति बहु भेदः वर्तते पूर्वतनं यदि पश्यामः तत्र कथम् अस्माकं संस्कृतिः पुनः तत्र प्रचलदासीत् तस्मिन् समये तदेव स्वीकृत्य तैः शिल्पशिल्पकलां कृतवन्तः अन् किन्तु इदानीं टेक्नालजि बहु व वर्धितमस्ति किन्तु तद्दृष्ट्या सम्यगपि न कुर्वन्ति अतः यदि पूर्वं गच्छामः तदेव बहु सम्यक् इति वक्तुं शक्यते